नमस्ते भगिनि हा आं भगिनि आं भगिनि मम एकं गृहम् अस्ति अत्र उपरि प्रथम प्रथमतले प्रथमतले अस्ति भवती अत्र भाटकनिमित्तम् इच्छति वा हा उत्तमं भगिनि हा अत्र शयनप्रकोष्ठत्रयमस्ति भगिनि अनन्तरम् एकं बृहत् पाकगृहम् अस्ति अनन्तरम् अत्र हाल् अस्ति अनन्तरं शौचालयत्रयम् अस्ति हा आ निश्चयेन निश्चयेन द्रष्टुं शक्नोति बहु उत्तममस्ति अनन्तरं प्रथम अट्टे मध्ये अस्ति किन्तु लिफ़्ट् नास्ति भगिनि लिफ़्ट् नास्ति ह ह सो सो सोपानेन गन्तव्यम् उपरि एतत् चेन्नैनगरमस्ति किल अतः सामान्यतः वृष्टिः भवति तदा उष्णं न भवति भगिनि अधः नास्ति उपरि एव अस्ति अधः अहम् अस्मि उपरि अस्ति ततोपि उपरि तत् सर्वम् अत्र जनाः सन्ति भगिनि चिन्ता मास्तु आगच्छतु हा हा पश्यतु अन्ये किं भव भवत्याः कार्यानम् अस्ति वा न कार्यानम् कार् पार्किङ्ग् आवश्यकं वा एकस्थलमहम् अस्ति अस्ति एकस्थलमपि दास्यामि अनन्तरं किम् आवश्यकम् भगिनि हा पाकशाला सम्यक् अस्ति बृहत् अस्ति भगिनि दशफ़ूट् बै ऐट् फ़ूट् बृहत् तद् पर्याप्तम् एव अनन्तरं भोजननिमित्तम् अपि किञ्चित् एकं लघु स्थलमस्ति पूजागृहम् अत्र पृथक् गृहम् इति नास्ति अत्र हाल् मध्ये किमपि करोतु भगिनि अत्र पृथक् नास्ति हा जलव्यवस्था अधः अपि एकं सम्प् अस्ति उ उपरि अपि एकं टेङ्क् अस्ति जलव्यवस्था अस्ति अनन्तरम् अत्र एक ब बोर्वेल् अस्ति अनन्तरं सामान्यकूपः अस्ति जलविषये किमपि कष्टं न भवति भगिनि हा गृह आम् आं गृहस्य अन्तः अस्ति सर्वं किन्तु जलनिमित्तं धनं दातव्यं भगिनि पृथक् हा व्य विद्युत् अस्ति विद्युत् त्री फ़ेस् विद्युत् अस्ति तन्निमित्तमपि पृथक् भवत्या धनं दातव्यम्

भाटकं भाटकमिच्छति वा भगिनि अस्तु